हरि ओम्

सत्यम् अहं श्यामला एव वदतु का समस्या वदतु समस्या नास्ति चेत् वैद्यस्य समीपे आगच्छन्ति वा समस्या अस्ति चेत् एव आगच्छन्ति खलु का समस्या अस्ति वदतु

नास्ति नास्ति तदर्थमेव भवत्याः समयं रक्षितवती अस्मि

कुपितः अस्ति वा

तस्मिन् विषये अधिकचिन्ता न करणीया यतः सर्वेषु गृहेषु अपि तथैव भवति किन्तु का सा वक्तव्यं भवत्याः एवं सा शयनं कृतवती आसीत् गाढनिद्रायाम् आसीत् अतः अहं त्यक्त्वा गतवती तथैव आगमनानन्तरं सूचयामि इति किन्तु किञ्चित् विलम्बः अभवत् अतः एकवारम् समञ्जनं करोतु पत्या सह पुनः स्वश्रुवा सह एवं क्षम्यताम् इतः परम एवं न भवति इति उक्त्वा पश्यतु प्रायः एत् एषा वा बहु समस्या नास्ति समस्या युक्ता नास्ति इति भवति किन्तु ततापि एकवारं भवती एकवारं समञ्जनं कृत्वा तेन सह वार्तालापं एवं वा एवम् तदेव किन्तु किं करणीयम् इत्युक्ते भवत्याः आगमनं पूवं निश्चितं चेत् पूर्वमेव एकवारं सूचनीयम् एवं गच्छन्ती अस्मि किञ्चित् विलम्बः भवति इति अन्यथा यदि सा शयनं कृतवती स्यात् एवम् किञ्चित् कन्विन्स् कर्तुं प्रयत्नः करणीयः सर्वदा नास्ति चेत् दिनद्वयं दिनत्रयम् तत कोपेन् भवन्ति अनन्तरं सहजतया व्यवहरन्ति तस्मिन् विषये भवत्या बहुचिन्ता करणीया नास्ति यत वा स्वयम् अधिकं चिन्तयति चेत् पुनः अस्माकम् एव शिरो वेदना वा अन्यविधाः आरोग्य समस्या भवति तेन कारणेन अन्येषां बालानां अथवा बालानाम् उपरि परिणामः भवति एवं बालान् तर्जयामः अतः तथा बहूचिन्तनं न करोतु किञ्चित् कालं कोपं कुर्वन्ति सर्वेषु गृहेषु एषा समस्या अस्ति एव अतः तस्मिन् विषये चिन्ता करणीया नास्ति

प्राणायामं करोतु किञ्चित् सङ्गीतं शृणोतु भवत्याः प्रियः विषयः यः अस्ति तस्मिन् चित्रलेखनम् अस्ति चेत् चित्रलेखनं करोतु अनन्तरं पठनम् भवत्याः पठन पठने इच्छा अस्ति चेत् पठतु तेन कोऽपि क्लेषः न भवति भवत्या एव विषये सम्यक् सहजतया भवत्याः प्रतिक्रिया कथं भवति इति ते अपि पश्यन्ति भवती पुनः रुक्षतया कलहं करोति चेत् तत्र क्लेषः भवति अतः एकस्मात् पार्श्वात् तूष्णिं स्थिति भवति चेत् अपरं पाश्वं सहजतया सहजस्थितिं प्राप्नोति अस्तु पुनः अस्तु धन्यवादः स्वागतम्